हरि ओम् भवान् रमेशः इति प्लम्बिङ्ग् कार्यं करोति किल हरि ओम् आम् अस्तु अस्तु आम् बहु उत्तमं अहं शुभकरः इति तलपाडिनगरतः दूरवाणीं करोमि मम गृहे किञ्चित् समस्या अस्ति किमित्युक्ते एका नलिका तत्र दोषः अस्ति सर्वदा जलं अधः आगच्छन्नस्ति आम् अन अनन्तरं तत्र उपरि जलसङ्ग्राहकं अस्ति टेङ्क् इति तत्रापि किञ्चित् जल बहिः आगच्छत् अस्ति आम् अनन्तरं अस्माकं स्नानगृहे अपि तत् उष्णग्राहकयन्त्रमस्ति किल तत्रापि किञ्चित् दोषः अस्ति तस्य दोषनिवारणार्थं भवान् आगन्तुं शक्यते वा तत् उष्णग्राहकम् आनीय वर्षद्वयं समाप्तं अनन्तरं अन्यत् अन्यत् प्लम्बिङ्ग् कार्यमपि गतवर्षे किञ्चित् कृतवान् परन्तु सम्यक् न अभवत् तदेव तदेव तदेव तदेव आम् अस्तु तदेव तदेव तदेव सम्यक् सम्यक् करणीयम् अवश्यम् अवश्यम् तदेव नूतनं करोति चेत् कति मू मौल्यं भवति आम् तदेव तदेव तदेव तदेव तदेव

तदेव तदा दीर्घकालं भवति अनन्तरम् अस्माकं कृते चिन्ता मास्तु चिन्ता न भवति अवश्यं मास्तु मास्तु मास्तु मास्तु चिन्ता मास्तु तदेव तदेव तदेव दीर्घकालिकमेव उत्तमं तदेव तदेव उत्तमं तदेव उत्तमं तदेव परन्तु तद तदर्थं कति समयं भवान् प्राप्नोति दिनद्वयं वा अथवा दिनत्रयं वा कार्यं करोति वा अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु बहु बहु धन्यवादः महोदयः स्थापय राम् राम् अस्तु अस्तु अस्तु धन्यवादः राम् राम्